अस्माकं भारतीयसंस्कृतिः संस्कृतभाषायामेव निहितमस्ति रामायणं महाभारतं च संस्कृतभाषायामेव लिखितमस्ति आधुनिकाकाले रामायणस्य तथा महाभारतस्य च अधिकप्राधान्यम् अस्ति इति चिन्तयामि किमिति चेत् रामायणे तथा महाभारते च सकलमानविकमूल्यानाम् उपस्थापनं द्रष्टुं शक्यते रामायणं महाभारतम् च उपजीव्य एव आधुनिककाले कवयः तेषां कृतयः रचयन्ति रामायणे तथा महाभारते याः याः कथाः सन्ति तान् कथावस्तुरूपेण स्वीकृत्य कवयः कथाः कविताः कृतयः च विरचयन्ति संस्कारशून्यजनता अस्माकं भारते मास्तु इति तस्माद् रामायणस्य महाभारतस्य च पाठनं आवश्यकमेव अत्यन्तमपेक्षितमेव इदानीन्तनजनाः रामायणं महाभारतं च अधिकाधिकतया पठितुम् इच्छन्ति रामायणं सम्यक् पठामः पठनीयम् इति चिन्तया एव ते संस्कृतपठनाय अग्रे आगच्छन्ति महाभारतस्य विषये वदन्ति चेद् विशेषतया अस्माकं भगवद्गीतापठनार्थमपि जनाः उत्सुकाः सन्ति तत्रस्थाः आत्मतत्त्वं इत्यादिविषयमधिकृत्य ज्ञातुं जीवित विषयं प्रश्नान् दूरीकर्तुं सं मनस्समाधानं लब्धुं च ते गीतां पठन्ति रामायणं पठन्ति तेषां सम्यक् पठनाय तस्य मूल ग्रन्थस्य पठनं पठने उत्सुकाः जनाः संस्कृतपठनाय आगच्छन्ति पठन्ति च